नमो नमः अहं न ज्ञातं भवान् कः किं नाम भवतः नमनकुमार् शर्मा कस्यां कक्षायां पठति शिक्षाशास्त्रि इत्युक्ते प्रथमवर्षे द्वितीयवर्षे वा द्वितियवर्षे कस्मि कस्मिन् वर्गे ओ हो अ वर्गे अस्ति खलु नमन् कुमार् शर्मा भवतः विषये मया पूर्वमपि श्रुतमासीत् भवान् किं महोदय् भवान् प्रतिनित्यं कक्षायां न गच्छति अनुपस्थितः भवति भवान् निरन्तररूपेण न मयापि मयापि प्रायः अहमपि दृष्टवान् भवान् विश्वविद्यालयम् आगच्छति परिसरे आगच्छति परं कक्षायां न गच्छति इतस्ततः भ्रमणं करोति अटनं करोति कक्षायां तु भवान् गच्छति एव तदहं जानामि नाम तत्तु सप्तदिनानां कृते एव आसीत् तत् तत् तदतिरिच्य भवतः उपस्थितिः नास्ति तर्हि एतस्मिन् विषये किं भवान् निर् अहं जानामि भवान् निरन्तररूपेण अनुपस्थितः भवति एतत्तु एतत्तु अस्तु परं भवतः व्यवहारः अपि उत्तमः नास्ति अहं प्रायः श्रुतवान् नाम भवान् छात्रैः सह विवादं करोति न अथवा शिक्षकैः सह अपि कदाचित् दुर्व्यवहारं करोति भवान् तेषां वार्तां न श्रुणोति इतः परं एतत् कदापि न भवेत् सम्प्रति भवान् श्वः आगच्छतु एकं प्रार्थनापत्रं विलिख्य समर्पयतु अग्रे कदा अग्रे कदापि एवं न भवेत् इति

भवान् स्वमित्रं स्वीकृत्य आगच्छतु अहं तेन सह एकवारं वार्तां करिष्यामि एतत् भवतः कृते नाम भवान् कदाचित् उत्तमः अपि अस्ति तर्हि अन्तिमः अवसरः इतः परं कदाचित् कदापि न भवेत् इति स्मरतु अस्तु अस्तु अस्तु स्वागतम्